न्यायस्थानीयविषयेषु अहं सम्यक्तया एव व्यवहारं करणीयं नो चेत् अतीव कष्टम् अनुभूयते न्यायस्थानीयविषयेषु व्यवहारं सर्वेपि कुर्वन्ति एव तत्र भूमिसम्बन्धविवादाः परि परिवारिकाणा विषयाणि वेतनम् ऋणम् इत्यादीनि यस्थानीयविषयाणां वयं चर्चां कुर्वन्ति एव तत्र चर्चा कर्तुं कस्य समीपं गच्छामि इत्युक्ते ये न्यायविषये ये परिणताः सन्ति तेषां समीपे गत्वा अस्माकं भूमिसम्बन्धविवादाः वा वेतनं वा ऋणं वा पारिवारिकविषयाणां वा तत्र गत्वा चर्चां करणीयं सः ये न्याय श न्याये निष्णातः सः सम्यक्तया मार्गदर्शनं करोति